मम प्रदेशे शिक्षणव्यवस्था एवम् अस्ति आङ्ग्लमाध्यमशालासु शुल्कम् अधिकं स्वीकुर्वन्ति पाठाः अपि अधिकं भवति बालाः प्रतिदिनं लेखनकार्याणि कुर्वन्ति यावत् लिखन्ति तावत् मनसि न तिष्ठति सर्वमपि कण्ठस्थीकरणं लेखनं तावदेव किमर्थम् एतादृशशिक्षणम् पूर्वं गुरुकुले अस्माकं संस्कृतिं पाठयन्ति स्म शास्त्रं पाठयन्ति स्म तदा छात्राः उत्तमाः भवन्ति स्म इदानींतनबालाः विद्यालयं गच्छन्ति किमपि एकभाषा सम्यक् न जानन्ति मातृभाषा किञ्चित् श् आङ्ग्लभाषा किञ्चित् राष्ट्रभाषा किञ्चित् जानन्ति किमपि वा एका भाषां स्पष्टं न जानन्ति एवं चेत् कथं प्रान्तस्य वर्धनं वर्धने सहकरोति संस्कारं पाठयन्ति इति संस्थाः सन्ति ते विद्याश्रीविद्या शिक्षणकेन्द्रं मुल्लेर्य श्री गजानन ईश्वरमङ्गिलं विवेकानन्दविद्यालयः एवं सन्ति ते सर्वम् अपि संस्कारमपि पाठयन्ति अनन्तरं शास्त्रं पाठयन्ति अस्माकम् आङ्ग्लमपि पाठयन्ति सर्वकार्यविद्यालयेषु अध्यापकाः न आगच्छन्ति वर्गमेव नागच्छन्ति न पाठयन्ति वेतनं तु स्वीकुर्वन्ति एवं चेत् कथमस्ति शिक्षणव्यवस्था